हरि ओं नमस्ते नमो नमः अहम् अत्र अत्रत्यः बहू अहं किमुच्यते अहं जीवने बहु भ्रष्टः जातः बहु नाम बहु भ्रष्टः किं जातम् इत्युक्ते अहं विवाहं नैव करिष्यामि इच्छा एव नास्ति सर्वत्र बहु बहु खेदः

ये तथा

तत्सर्वं सत्यमेव रे हा तत् हा तत्सर्वं सम्यगेव रे महोदयः तत्र किं जातमित्युक्ते मम जीवने एवम् एतावत्पर्यन्तम् एका प्रेयसी आसीत् सा मां त्यक्त्वा गच्छति त्यक्त्वा अगमत् किं कारणम् इत्युक्ते अहं समयः नैव दास्यामि इति कारणात् किमर्थं समयः तावत् मू मूल्यं वा तावत् मूल्यं वा अहं पृष्टवान् बहु पृष्टवान् धनं दास्यामि सर्वं दास्यामि इति सर्वम् उक्तवान् किन्तु भवान् समयः एव न दास्यति इति उक्त्वा अगमत् सा किं वक्तुं शक्यते

कुत्र लभ्यते महोदय अस्मिन् काले सर्वत्र सर्वे सर्वे कुत्र लभ्यते महोदय अहं बहू दृष्टवान् महोदय बहु बहु दृष्टवान्

भवान् भवान् किमपि वा सहायं करोतु रे

सर्वं सम्यगेव महोदय आम् नाम

आं भवतु महोदय

एवम् आं किन्तु बहु जीवने अहं तु बहु जीवने किमुच्यते बाधः बाधः अनुभूतः रे किं कर्तुं शक्यते क कस्य सविधे वक्तुं शक्यते एतादृश ए एतादृश विधवः समस्या कस्य समीपे वक्तुं शक्यते तत् तत्सर्वं सम्यगेव तस्मिन् का महोदय तस्मिन् काले तत्सम्यगासीत् अस्मिन् काले तत् नैव युज्यते कुत्रापि केपि सम्यक् न सन्ति रे अहं वक् वदन्नस्मि अहं बहु चिन्तितवान्

आं मिलामः महोदय मिलामः